अहम् आदर्शमवश्यः अवश्यकमस्ति मया किं किं कः कः कम्पनि अस्ति कः कम्पनि अस्ति वदन्ति वा भवन्तः

अहं स्पार्क्स् स्पार्क्स् वा वुड् लेण्ड् वा भवति न भवतु भवतु भवतु भवतु सैज़् सैज़्

पुरा यथा पुरा यथा आसीत् पुरा यथा आसीत् पुरा क् पुरा गधा गतिं कथमासीत् इदानीं कथम् कथमस्ति पुर पुरातने पुरातने कथम् आसीत् भवन्तः वुड् लेण्ड् कम्पनी पुरातने वुड् लेण्ड् कम्प् कम्पनी कम्पनी क् नाम नाम कथम् आसीत् बहु सम्यगस्ति व वुड् लेण्ड् इत्येव आसीत् मह अहं जानामि स्पोर्ट्स् शूज़् अस्ति वा पोट्स् शूस् क्रिकेट् क्रिकेट् क्रिकेट् कीडा क्रीडार्थं क्रीडार्थं तदेव त तदेव अस्ति वा तावदेव अस्ति वा अधिकं नास्ति वा अधिकं नास्ति वा

कन्दुक क्रीडस्य

पादरक्षाः पादरक्षाः पादरक्षाः तदेव तदेव तथा पश्यतु आम् धन्यवादाः